टि शर्ट् इत्युक्ते किम् अहं न जानामि तत् टि शर्ट् इत्युक्ते तत् कार्पासस्य भवन्ति सम्यक् इति वदन्ति परन्तु यदि वयं धरामः चेत् तत् ब्लौस् रूपेण तत् अस्माकम् एवं भवति अतः कष्टमस्ति टि शर्ट् मास्तु इति मम मतमस्ति